यात्रा प्र पत्रप्राप्तौ वसतिगृह आरक्षणे यात्राशमयज्ञानं रेलमञ्चसङ्ख्यापरिज्ञाने रेलिस् रेल्निस्थानम् वा बस् निर्वासनस्थानानि इत्यादीनां ज्ञाने परिवहनस्य सुगमतायां तन्त्रम् ज्ञानेन इदानीन्तने युगे तस्य परिवहनस्य दुरत्वं नश्यति एव किमर्थम् इत्युक्ते जनः स्वच्छन्देन आनन्देन च तस्य स्थानस्य विषये सम्यक्तया ज्ञातुं स्वदूरवाण्यामपि प्रभवन्ति पुनः विभिन्नेषु स्थानेषु स्थित्वा अन्यस्थानं प्रति गन्तुम् अपि ते तत्र यात्र प्रत्त पत्रप्राप्तौ सफलीभवन्ति पुनः तस्य यात्रायाः शमयज्ञाने पुनश्च यदि समयस्य परिवर्तनं जातं तस्म् तस्य ज्ञाने रेलमञ्च संख्यापरिज्ञाने इत्यादिषु विषयेषु ते सम्यक् ज्ञानं स्वदूरवाण्यामपि प्राप्तुं शक्नुवन्ति तथा च विविधेसु यन्त्रमाध्यमेसु ज्ञातुं प्रभवन्ति अतः अनेन अनेन तन्त्रज्ञानेन परिवहनस्य शुभं सुगमता समजनि अस्ति